आरोग्य आश्वस्तिः इति समीचीनः विषयः एव तत्र सन्तोषः अपि वर्तते आरोग्य इन्शुरेन्स् इति वयं वदामः तस्य विषये सन्तोषः अपि वर्तते किन्तु जनाः अस्माकं प्रदेशीयजनाः कथं सन्ति इत्युक्तौ तद्विषये ते न जानन्ति मुग्धास्सन्ति अतः ते तेन आश्व् वयं कथं प्रयोजनं प्राप्नुमः तस्य उपयोगः कथं कर्तव्य इति प्रक्रियां ते न जानन्ति अतः यद्यपि इन्शुरेन्स् वर्तते तथापि तस्मात् अस्मभ्यं प्रयोजनं न प्राप्तं किन्तु यदि तद् तद्विषये विद्यमान अज्ञानं गन्तुं का काचित् प्रक्रिया प्रचलति तर्हि ज्ञानं प्राप्य तस्माद् प्रयोजनं च प्राप्तुं शक्नुमः अतः तद् तद्दृष्ट्या किमपि कर्तुं शक्यते चेत् उत्तमं भवति